विशेषावश्यकछात्राणां कृते उदाहरणेन अन्धबालान् कृते बैलि इति परिकरः भाविष्यति तैः उपयोगम् अधिकम् अस्ति बधिरबालानां कृते अपि बहवः यन्त्राः सन्ति एव अतः तैः उपयोगेन अन्धबधिरबालानां बालाः अपि पठनं कर्तुं शक्यन्ते एतादृशेषु प्रकरणेषु ते अपि बहवः प्रयोजनाः प्राप्नुवन्तः तैः अपि शिक्षणं प्राप्तुम् अनेकान् अंशान् ज्ञातुं प्रयोजनं प्राप्नुवन्तः अतः ते सर्वेऽपि शिक्षकाः शिक्षा शिक्षाव्यवस्थाः अपि बहवः सन्ति तेषां कृते अधिकम् अपि करणं करणीयं इति अहं मन्ये विद्यालयाः अपि अधिकं नगरेषु वर्तन्ते ग्राम्यप्रदेशे बहवः न सन्ति अतः तैः कृते तेषां कृते ब अन् ग्रा ग्रामप्रान्तेषु अपि अधिके अधिकरूपेण विद्यालयाः भवितुं अर्हन्ति